संस्कृतभाषा अतिप्राचीनभाषा भवति अतः संस्कृतभाषा भवति अन्यभाषाणां मूलभाषा अथवा जननी भवति भारतीयशास्त्राणि सर्वाण्यपि संस्कृतभाषायाम् एव विद्यन्ते संस्कृतभाषायाः अध्ययनेन अन्यभाषाणाम् अध्ययनं सरलं भवति अस्याः व्याकरणमपि अन्यभाषायाः व्याकरणस्य मूलं भवति एवं संस्कृतभाषायाः उच्चारणेन आरोग्यस्यापि अभिवर्धनं भवति संस्कृतभाषायाः वाच्यवाचकसम्बन्धः एतादृशरीत्या एव किमर्तं भवति इति प्रतिपादयितुं शक्यते तत्र कारणं प्रदर्शयितुं शक्नुमः परन्तु अन्यासु भाषासु तादृशपरम्परा अथवा पद्धतिः न भवति उदाहरणाय गच्छति इति शब्दस्य मूलं भवति गम्लृ गतौ इति धातुः अतः तत्र शब्दस्य अर्थः किमर्थं तथा भवति इति वक्तुं शक्नुमः एवमेव पङ्के जायते इत्यतः पद्मस्य अन्यद् नाम विद् भवति पङ्कजः एवमेव सर्वत्र परन्तु अन्यासु भाषासु इयं व्यवस्था नास्ति